अत्र चारणसमये वायुः स्वल्पः भवति एवमेव उपरि गन्तव्यं खलु तत्र किञ्चित् श्वासविषये अपि किञ्चित् क्लेशम् अहम् अनुभूतवान् तस्मिन् समये तु औषधं तु अहं किमपि न स्वीकरोमि औषधं तु अस्माकं अभ्यासः एव नास्ति औषधं न स्वीकरोमि किन्तु किञ्चित् विरामं स्वीकृत्य तदनन्तरं पुनः प्रयाणं क प्रयाणं कृतं कृतवान् आसीत् एवमेव किन्तु अत्र औषधं स्वीकारः वा स्वीकरणीयं वा इति मम चिन्तनं न कदापि नास्ति किन्तु अन् अन्ये अन्यजनान् तु अहं न जानामि किमपि औषधं तु स्वीकृतवन्तः अहं न पृष्टवान् स्वीकृतवन्तः एवमेव एवम् एवं तु बाल्यसमये तु एवं क्लेशः एतादृशः एश ए ए एतादृशः क्लेशः तु नास्ति एव बाल्यसमये किन्तु अस्मिन् समये एव किञ्चित् क्लेशम् अहम् अनुभूतवान् यत्तु औषधं तु न स्वीकृतवान् अस्तु धन्यवादः